नमस्ते एवमेवं सिञ्चना वेड्डिङ्ग् प्लेनर्स् एजेन्सि अस्ति वदन्तु अहं सिञ्चना भट् सम्भाषयन्ती अस्मि अरे सः समयः तु क्रिस्मस् पर्वणः समयः अस्ति अतः अस्माकं इवेण्ट्स् सर्वम् अधुनैव आरब्धमस्ति सर्वं प्लेनिङ्ग्स् जातमस्ति कथमागन्तुं शक्नुमः यदि भवद्भिः अधिकं दीयते चेत् धनं अस्माभिः आगन्तुं चिन्तनं कर्तुं शक्यते हा दिन हा विवाह एवमेवं विवाहस्य कार्यक्रमः इति कृत्वा अस्माभिः दिनद्वयं प्रति पञ्चाशत् सहस्रम् उच्यते सर्वेषां कृते पञ्चाशत् सहस्रं भवति आम् अवश्यम् एतावद् भवति एवमेवं सर्वमन्तर्भाव्य एव अस्माभिः पञ्चाशत् सहस्रं दीयते यदि भवद्भिः भोजनव्यवस्थाऽपि कारणीया इत्युच्यते तर्हि दशसहस्रमधिकं भवति अस्माकं षष्टिसहस्रं भवति ओ तत्र तत्र तावत् अस्माभिः अस्मिन् पर्याये डिसेम्बर् मासे आफ़र् आरब्धमस्ति वधूः तस्याः माता तस्याः अनुजा अथवा भगिनी तिसॄणां तावदस्माभिः पञ्चाशत् सहस्रे कृत्वा दीयते अन्येषां तु न क्रियते यतो हि अस्माकं प्रसिद्धं कम्पेनि अस्ति बेङ्गलूरु नगरे अतः एतावत् आफ़र् अस्माकं सकाशात् आस्ति भवतां कृते हा तत्र यदि मयैव आगन्तव्यं भवति तर्हि तु पञ्चाशत् सहस्रम् अवश्यं भवति यतो हि महान् कार्यक्रमः यः क्रिस्मस् कार्यक्रमः अस्ति तत् तं कार्यक्रमं त्यक्त्वा आगन्तव्यं भवति मया मम सहायिका आगच्छति चेत् अस्माभिः डिस्कौण्ट् दातुं शक्यते तत्र कोऽपि क्लेशो नास्ति अस्माकम् पञ्चचत्वारिंशद् वा चिन्तनीयं भवति अरे अरे च चत्वारिंशत्तु बहु न्यूनं जातं तावद् मध्ये अवश्यम् अस्माभिः कृत्वा दातुं न शक्यते पञ्चचत्वारिंशत् अथवा सप्तचत्वारिंशत् चेत् सम्यग्भवति इति मम भाति सप्तचत्वारिंशत् मध्ये वयं कृत्वा दातुं शक्नुमः सर्वम् पञ्चचत्वारिंशद् वा अस्तु पञ्चशताधिकपञ्चचत्वारिंशत् सहस्रं भवतु अस्तु अस्तु अस्तु अस्तु पञ्चचत्वारिंशत् सहस्रेषु कृत्वा यच्छामः मेकप् अपेक्षितं वधुविन्यासः अपेक्षितः पुष्पविन्यासः अपेक्षितः मेहेन्दि अपेक्षितम् अन्यत् हा अस्तु प्रेषयामि डब्ल्यु डब्ल्यु डोट् सिञ्चना भट् डोट् इन् मध्ये पश्यन्तु अहं लिङ्क् प्रेषयामि वाट्स् एप् मध्ये अस्यां सङ्ख्यायामेव प्रेषयामि धन्यवादाः धन्यवादाः धन्यवादाः अस्तु अस्तु अस्तु कङ्ग्राट्स् हा